पाकाराम्भात् पूर्वम् अहं तस्य कृते किं किम् आवश्यकमस्ति चेत् अहं प्रथमं तस्य स्त स्थापनं उत्पीठिकायां करो करोमि अरन्तरं अहं पदार्थं पदार्थकृते आवश्यकं साहित्यं स्वं स्वसमीपे स्वीकृत्य पदार्थं पाचयामि अः अस्मान् अहम् रोटिकां पचति तत्पूर्वम् अहं स् मिठाम् पात्रं स्वीकृत्य तस्य ये ये आवश्यकं पदार्थमस्ति चेत् स्वीकृत्य तस्य मेलनं कृत्वा अहं शाकं रोटिकां स् करणीयमस्ति चेत् तत् शाकां तत्र स्थापयित्वा लवणं शर्करा

हरिं हरिमरीचिकां जेप् ये अपि साहित्यमस्ति ते तत्र स्ताप् स्थापनं करोमि अनन्तरं तस्य बन्धनं करोमि अनन्तरं तस्य रोटिकां करोमि